उच्चशिक्षा स्तरेषु यदा अहम् आगतवान् तस्मिन् समये मम पठने अभिरुचेः आरम्भः जातः तस्मिन् समये वैय्याकरणसिद्धान्तकौमुदी नामधेयः संस्कृतभाषाव्याकरणनिबद्धपुस्तकमिदं मया मम गुरवः मां दत्तवन्तः तस्य पुस्तकस्य पठनात् परम् अहम् न केवलं व्याकरणज्ञानं प्राप्नोमि अपि तु मम तादृशः लजिकल् चिन्तनं भावना आगता येन अहं बहु किमपि सम्यक्तया गाम्भिर्येण च चिन्तितुं प्रभवामः तेन पुस्तकेन मया व्याकरणशास्त्रम् अधीतं पुनश्च तस्य पुस्तकस्य आभ्यन्तरे बहवः न्यायविषयकं धर्मशास्त्रादि विषयकम् बहवः बह्व्यः भावना अपि तत्र संस्थापिता अस्ति तस्य पुस्तकस्य अधीत्यमात्रम् अहं दुर्हव्याकरणस्य ज्ञानं सम्यक्तया प्राप्तुं शक्तवान् अतः तदेव पुस्तकं मम अत्यन्तं प्रियं पुस्तकमस्ति